नूतनानां पाकविधानानां विषये ज्ञातुम् अहं यूट्यूब् मद्ये कुकिङ्ग् चेनल्स् पश्यामि यथा विस्मयी फुड् तेलुगूभाषायां प्रसिद्धं विद्यते तथैव वेङ्कटेश्भट् कुकिङ्ग् चानल् इत्यपि अस्ति तत्र इतोऽपि तत् तमिल् मद्ये एषः एचं शो अस्ति अत्र तेलुगूभाषायां विस्मयीफुड्कारः यः विद्यते सः बहून् पाकविशेषान् यथा लघुसमये बोधयन् सम्यक् करोति इति तस्य वागपि श्राव्या भवति सम्यक् अवगम्यते च यदि उदाहरणार्थं किञ्चित् सामग्रीति नास्ति यदि इदं नास्ति तर्हि अस्य पर्याये अन्यद्योजयितुं शक्नुवन्ति इत्यपि सः कथयति इदं बहु उपयोगाय करणे सौकर्याय च भवति व्यङ्कटेशबट् इति यः विद्यते सः निपुणः पाके सः उत्तमः पाचकः इति कृत्वा सः सुविस्तरं बहु वार्तालापन् एव पचति परन्तु तत्र अस्माभिः बहवः विषयाः ज्ञायन्ते